मम कुटुम्बः संस्कृतकुटुम्बः अस्ति मम भाषा संस्कृतम् अहं भारतीयः अस्मि संस्कृतेन वदामि मम पत्नी भारतीया अस्ति संस्कृतेन वदति अतः अस्माकं परिवारः संस्कृतपरिवारः अनन्तरं मम पत्न्याः कुटुम्बः राष्ट्रियस्वयंसेवकसङ्घस्य कुटुम्बः अस्ति मम पितृपक्षतः अपि संस्कृतकुटुम्बः सङ्घकुटुम्बः अस्ति अतः भावनाः अपि सर्वदा देशस्य विषये समाजस्य विषये भवन्ति मिलित्वा कुत्रापि कार्यकरणार्थं मिलित्वा एव गच्छामः द्वौ अपि मिलित्वा गच्छावः अतः अस्माकं बन्धुगणे अपि एते संस्कृतज्ञाः संस्कृतपरिवारः एतयोः परिवारः संस्कृतपरिवारः इति सर्वेषामपि ज्ञानमस्ति मम मित्राणां विषये वदामि इत्युक्ते एतावति मम जीवने तत्र चतुर्विधमित्राणि सन्ति एकम् एकविधन्तु मम बाल्यमित्राणि दशमीकक्षापर्यन्तं ये मित्राणि आसन् ते ग्रामीणं जीवनमासीत् तत्र बाल्यमित्राणि आसन् ते अपि इदानीम् अस्म् मम संपर्के सन्ति अहं तेषां सम्पर्के अस्मि द्वितीयमस्ति द्वितीयस्तरस्य मित्राणि कलाशालामित्राणि सन्ति अहं संस्कृत ओरियन्टल् संस्कृतकलाशालायां पठितं डाक्टर् कोलाचलवेङ्कटकृष्णमूर्ति संस्कृतकलाशालायां पठितवान् गुण्टूरुनगरस्था अस्ति इयं कलाशाला आन्ध्रप्रदेशस्य तत्र कलाशालामित्राणि मम अनुजाः मम अग्रजा पूर्वजाः सर्वेऽपि मां मयि प्रीतिं प्रदर्शयन्ति अहमपि तेषु स्निह्यामि एवं कलाशालामित्राणि सन्ति ते अपि म द्वयोः संपर्कः अस्त्येव तेषां मम च मध्ये पश्चात् अहम् अष्टादशवर्षाणि यावत् विविधपाठशालासंस्थासु कार्यं कृतवान् तत्रत्यसहाध्यापकाः अध्यापकमित्राणि तृतीयस्तरीयाः ते अपि तेषां मम च मध्ये सम्पर्कः स्नेहबन्धः तथैव अस्ति चतुर्थस्तरः अस्ति अहं सामाजिककार्यकर्ता अस्मि मम पत्नी च अस्ति तथैव अतः अस्माकं कश्चन प्रत्येकविशिष्टगणः अस्ति संस्कृतभारत्याः गणः संस्कृतगणः ये संस्कृतार्थं जीवन्ति अथवा कार्यं कुर्वन्ति ते सर्वे अस्माकं मित्राणि वयमपि तेषां मित्राणि स्मः एवं चत्वारः स्तराः सन्ति मम मित्राणां विषये अतः मित्राणां समीपे यदा यदा गच्छामि तस्य वस्त्रधारणं भिन्नं भवति मित्राणां स्तरानुगुणं बाल्यमित्राणि सन्ति चेत् गृ ग्रामे वेष्ट्यां गच्छामि वेष्टिं धृत्वा यदा कलाशाला मित्राणि सन्ति तदा जीन्स् टीशर्ट् धृत्वा गच्छामि यदा कलाशालाध्यापकाः भवन्ति सहाध्यापकमित्राणि तेषां सामान्यं सामान्यवस्त्रधारणं धृत्वा गच्छामि यतः सामाजिककार्याणि भवन्ति वर्गाः भवन्ति तदा साम्प्रदायिकवस्त्रधारणं कृत्वा गच्छामि एवं मित्राणां स्तराः भिन्नाः चतुर् मित्रेषु प्रकाराः वर्तन्ते तदनुगुणम् अस्माकं व्यवहारः अन्ततो गत्वा सर्वेषु अस्माकं मैत्रिभावना अस्ति मैत्रिसम्बन्धः तु अस्ति एव